तव तव राज्ये पारम्परिकशिक्षणं दीयमानाः संस्थाः कति भवन्ति इति प्रश्नः यत्र मया उष्यते अधुना केरळेषु तत्र सन्त्येव पारम्परिकशिक्षा परन्तु तत्र प्रायेण वेदाभ्यासमेव कुर्वन्ति वेदानां पाठनं कुर्वन्ति तिरुवनन्तपुरनगरे अस्ति इर्न्यालकुरा इति स्थले अस्ति कालट्यां काचन विद्या विद्यालयः कश्चन विद्यालयः आसीत् अस्तीति मण्ये अधुनापि एवं तमिळ्नाडुराज्ये मम मदीये राज्ये पश्यामश्चेत् तत्र पञ्चशाः सन्ति तेषु प्रसिद्धास्सन्ति तत्र मैलापुरं संस्कृतसर्वकलाशाला इति यत्र शास्त्राभ्यसनं कुर्वन्ति एवं मदुरान्तकं श्री अहोभिलमट् प्राच्यसर्व प्राच्यकलाशाला इति तत्रापि शास्त्राभ्यसनं कुर्वन्ति कारयन्ति एवं श्रीरङ्गे त्रिशिरापळ्ळिनगरे श्रीरङ्गनाथपादुकाविद्यालयः इति येषु संस्थासु शास्त्रपाठनं कुर्वन्ति एतद्विहाय बह्व्यः वेदपाठशालाः सन्ति तत्र पारम्परिकशिक्षणमपि कुर्वन्ति वेदं पाठयन्ति तेन साकमेव उपयुक्तरूपेण व्याकरणं न्यायशास्त्रं च किञ्चित् साहित्यं च पाठयन्ति